अहं सद्यः एव अमेज़ान् तः सरौतम् इत्युक्ते प्लयेर्स् स्वीकृतवान् तत् बहु दृढम् अस्ति ग्रहणस्थाने रब्बर् स्थापितुम् अस्ति अतः हस्थवेदना न भवति अहं बहु सन्तुष्टः अस्मि